स्वजनैः सह क्रीडनस्य विषये वा भवतु अथवा तस्य महत्त्वस्य विषये वा भवतु ग्रामीणजनानां तु महान् आदरः वर्तते तस्मिन् विषये यतः ग्रामीणप्रदेशे एव अधुना क्रीडा किं प्राफुल्येन वर्तते तत्र यदि नगरेषु द्रष्टव्यं तर्हि एकं तु स्थलाभावः भवति अपि च तत्र बालाः अपि बहवः बालाः इति न मिलन्ति इति कारणात् तैः मिलित्वा काऽपि क्रीडा क्रीडितुं न शक्यते इति कारणात् नगरप्रदेशेषु क्रीडायाः न्यूनता वर्तते ग्रामीणप्रदेशे तथा नास्ति ग्रामे बहवः बालाः वा भवन्तु बालिकाः वा भवन्तु अथवा ज्येष्ठाः जनाः वा भवन्तु सर्वेऽपि मिलित्वा किं क्रीडनं कीडितुं शक्नुवन्ति एव अतः तत्र ग्रामीणजनानां तावत् चिन्तनं सम्यक् एव वर्तते अपि च तस्य महत्त्वमपि अतीव वर्तते तत्र तत्र तत्र देशेषु तावत् वर्षे वा भवतु अथवा मासेषु मासेषु वा एवं तदा तदा क्रीडायाः आयोजनमपि कार्यते येन च जनानां कृते किम् उत्साहः आगच्छति तेन कारणेन ते स्वजीवने सन्तोषाधिकमपि अनुभवन्ति